वाचोविच्छित्तयः संस्कृतसाहित्यक्षेत्रे ओतप्रोततया अधिकतया निहिताः सन्ति किन्तु सामान्यजनजीवनसम्भाषणे वयं पश्यामः चेत् अदि आदिक्येन एव अस्ति किन्तु झटिति तस्याः वाचोविच्छित्तीनां स्मरणं न भवति किन्तु तेषु अहं कानिचित् अत्र काश्चन वाचोविच्छित्तयः मया उच्यन्ते एकं तु करतलामलकं पुनः हस्तामलकम् क्षते क्षारं मूले कुठारः अति सर्वत्र वर्जयेत् आकृतिर्बकस्य दृष्टिस्तु काकस्य इति पुनः इतो भ्रष्टः ततो भ्रष्टः कण्टकेनैव कण्टकम् उद्धरेत् कालाय तस्मै नमः चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च न कूपखननं युक्तां प्रदीप्ते वह्निना गृहे परोपदेशे पाण्डित्यं प्रथमग्रासे मक्षिकापातः बदीर बदिरात् मन्दकर्णः श्रेयान् इति एवं वाचोविच्छित्तीनाम् आवलिः हनुमतः पुच्छवत् भवत्येव अतः यावत् किञ्चित् अहं जानामि तावत् उक्ताः सन्ति